नमस्ते अहम् अनघा अस्मि इदं योगपरिशीलनकेन्द्रं कलु अहं तिरुपतिप्रदेशात् दूरवाणीं कुर्वन्ती अस्मि अस्माकं परिसरे भवत्याः केन्द्रम् अस्ति वा एवं वा नास्ति वस्तुतः मम पुत्र्याः योगं पठितुम् इच्छा अस्ति अस्मिन् पठने वयः समीक्षते वा सा अष्टवर्षीया अस्ति योग पठ्यते चेत् अन्यछात्राणि वा बहिः तस्याः अपि प्रदर्शनं कर्तुं शक्यते खलु एवं वा भवत्याः वचनं श्रुत्वा ममापि इच्छा जायते योगाभ्यसितुं अहम् ओन्लैन् रूपेण पठितुम् इच्छा अहं कार्यं कुर्वन्ती अस्मि साक्षाद् माहं वीकेन्ड् मध्ये एव आगन्तुं शक्यते आम् आम् अहम् प्रातः षड्वादने कर्तुं इच्छामि तर्हि चायनकर्तुं शक्यते वा षड्वादनात् परम्

फ़ीस् विषये किञ्चिद् वदामि वा फ़ीस् फ़ीस् कतीति अहं न जानामि आम् आम् अस्तु अहम् आगच्छामि